कोविड् काले अध्ययनार्थं विज्ञानं वा तन्त्रज्ञानं बहु अधिकतया उपकृतम् अस्माकं कृते एतत् विषये मम कल्पना एव नासीत् तता किम् अन्तर्जालम् एतावत् उपकुर्वन्ति इति मम कल्पना एव नासीत् तत्र गृहे एव उपविश्य सर्वे शिक्षकाः पाठं कृतवन्तः छात्राः अपि श्रुतवन्तः बहुकष्टम् अभवत् किञ्चित् अग्रे अग्रे गत्वा एवम् अभवत् हे एतत् बहुसम्यक् अस्ति एवमेव भवितव्यम् इति अपि चिन्ता आसीत् केचनाङ्कृते अध्यपि केचन कम्पनी इत्यादि मध्ये तावदेव अस्ति वर्क् फ़्रम् होम् इति अन्तरजालीयः व्यवस्था अध्ययनविषये बहु उपकृतवन्तः किमर्थम् इत्युक्ते तत्र शाला गमनागमनम् गमनागमनविषये अनुमतिः न आसीत् तत्र आरोग्यविषये बहुचिन्ता आसीत् सर्वेषां पोषकाणां कृते वा शिक्षकाणां कृते वा छात्राणां कृते वा जीवनस्य जीवस्य विषये एव अस्थिरता आसित ततः ते सर्वे गृहे एव उपविश्य मोबैल् द्वारा टेब् द्वारा वा कम्फ़्यूटर् द्वारा सर्वे अन्तर्जालम् उपयुज्य सर्वे पाठं श्रुतवन्तः परीक्षामपि कृतवन्तः तत्र किं फलितांशमपि सम्यक् आसीत् तत्र उपयोगः बहु अभवत् मम कल्पना एषा एव नासीत् किन्तु अन्तर्जालविषये इदानीम् बहु अभिप्रायः सम्यगस्ति तत् बहु उपकुर्वन्ति सर्वेषां कृते इति अभिप्रायः